अहं नागपुरे वसामि एतस्मिन् क्षेत्रे बहूनि कार्याणि कर्तुं शक्नुमः व्यापारः अपि आरब्धुं शक्यन्ते इत्युक्ते एतद् आरेञ्ज् सिटि इति व् प्रख्यातमस्ति आरेञ्ज्मध्ये अपि कार्यं कर्तुं शक्नुमः इदानीं सर्वत्र भवनं निर्माणमपि चलति तदपि कार्यं सुन्दरम् नूतनः व्यापारः कर्तुं शक्नुते कन्स्ट्रक्षन्मध्ये अपि गन्तुं शक्नुमः अनन्तरम् एक्स्पोर्ट्मध्ये अपि कार्यं कर्तुं शक्नुमः नागपुरं नागपुरदेशे मध्यमभागे स अस्ति तेन कारणेन इतः स् सर्वत्र यातायातम् सम्यक् अस्ति